हरिः ओम् आं हरिः ओम् आं नमो नमः कथम् सन्ति महोदय भवन्तः आम् आम् वदतु आम् आम्

आम् आम्

आम् आम् आम्

आम् आं वदामि आरोग्यम् आरोग्यस्य कृते पूर्वं तु अस्माकं या दैनान्दिनीदिनचर्या भवति न तस्याः सम्यक्तया परिपालनम् अति आवश्यकं भवति प्रातः सूर्य सूर्य उदयात् पूर्वं वयं यदि जागर्यामः चेत् स्वास्थस्य कृते बहुलाभकारं लाभकारकं भवति आं भोजनस्य अपि यः समयः भवति तत् समये एव न्यूट्रिशियन् इत्यादिकम् आं युक्तं भोजनम् अस्माभिः करणीयं यथा प्रातः स्नानादिकं कृत्वा एवं च तदा किञ्चित् स्वल्पाहारं स्वीकरणीयं भवति स्वल्पाहारे किञ्चित् चणकं मूङ्ग् इत्यादिकम् उष्ण उष्णजलम् आम् आम् आम् आम् आं बहु आम् आं तत्र बहु बहूनि बहूनि न्यूट्रिशियन् इत्यादिकानि भवन्ति तेषां उपयोगं य यदि वयं प्रतिदिनं कुर्मश्चेत् अस्माकं स्वास्थ्ये याम् इयं स्वास्थस्य कृते शरीरस्य कृते वा यत् किमपि आवश्यकम् भवति तत् सर्वं ततः प्राप्तुं शक्नुमः एवञ्च आम् आम् आं भोजनम् आं भोजनं भोजने भोजनस्य अपि एकः समयः निर्धारितः निर्धारणीयः यथा ये एकवादनात् द्विवादने द्विवादनाभ्यन्तरे वयं भोजनं कुर्मः चेत् भोजने यद् यद् किमपि वयम् अस्माभिः रुचिकरं भवति वयं रोचयामः तत् सर्वं वयं खादितुं शक्नुमः

समयेन भोजनं करणीयं तत्र शाकं भवेत् सूपः भवेत् एवञ्च ओदनं भवेत् रोटिका अपि भवेत् एवञ्च किञ्चिद् सलाड् इत्यादिकम् अपि वयं स्वीकर्तुं शक्नुमः आम् आम् आं रात्रौ रात्रौ स्वल्पं भोजनं करणीयं भो एवञ्च भोजने भोजनस्य एवञ्च शयनस्य मध्ये न्यूनातिन्यूनं होराद्वयात्मकं गेप् इति भवेत् आवश्यकं भवति आम् आम् अनेन निद्रा सम्यक् आयाति भोजनस्य पाचनम् अपि सम्यक्तया सम्यग्रूपेण भवति किञ्चिद् स्वल्पं वयं स्वीकर्तुं शक्नुमः आं रात्रौ दुग्धादिकं दुग्धमपि वयं श्वि स्वीकुर्मश्चेत् शरीरस्य कृते अस्माकं स्वास्थ्यस्य कृते हितवर्धकं लाभदायकं च भवति धन्यवादः महोदय आं महोदय आम् आं मिलामः धन्यवादः महोदय हरिः ओम्